तव राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः नास्तीति वक्तुं शक्यते किमर्थमिति चेत् अहं कर्णाटकराज्ये निवसन् अस्मि अस्मिन् राज्ये कन्नडभाषिणः अधिकाः सन्ति मम राज्ये संस्कृतभाषायां वा संस्कृतविद्यायां वा पठितुम् इच्छवः अति विरलाः सन्ति मम राज्ये संस्कृतविद्यालयः अपि न्यूनाः सन्ति अत्र पुनः विद्यालयः अस्ति चेत् अपि संस्कृतस्य उपरि प्रोत्साहः नास्तीति वक्तुं शक्यते तथा च सर्वैरपि इदानीम् आङ्ग्लभाषोपरि मोहिताः सन्ति अतः संस्कृतं पठितुमपि ना गच्छन्ति संस्कृतभाषाः भाषा देवभाषापि संस्कृतप्रोत्साहः मम राज्ये नोपलभ्यते अतः मम राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः नास्तीति वक्तुम् अर्हन्ति